हलो हलो हा इन्डर् कफे वा हा इदानीं अहं स्विग्गीतः त्रीणि पदार्थान् आर्डर् कृतवान् तत्र मसाल्डोसा बादामहल्वा रवा ईड्ली आसीत् अत्र किं एतद् पेकेट् मध्ये मसाल्डोसा एव नास्ति इदानिमेव तत् शीघ्रातिशीघ्रं प्रेषयतु नो चेत् मम धनं प्रत्यर्पणं करोतु